आम् अस्माकम् राज्ये सन्ति बहूनि दुर्गाणि तत्र चित्रदूर्ग देवरायनदुर्ग मधुगिरिदुर्ग एवं दुर्गाणि सन्ति अत्र विशिष्य चित्रदूर्गः इति यद् अस्ति तद् तत्र अवश्यमेव वक्तव्यम् चित्रदूर्गः एतद् एतादृशम् एकं स्थानमस्ति तत्र इदानीम् अपि विद्यालयछात्राः सार्वजनिकः तत्र गच्छन्ति तत्र वनके ओभव्वा इति काचित् आसीत् तत्र मदकरिनायकः इति एवं कश्चित् आसीत् यदा सः भोजनार्थं गतवान् तदा जलम् नासीत् जलम् आनेतुं तस्य पत्नि वोभव्वा गतवती गच्छन्ती जलमानेतुं गच्छन्ति सा एतादृशं एकं दृश्यं पश्यति यत् शत्रवः रहस्यमार्गेण दूर्गं प्रविशन्ति शत्रवः जानन्ति स्म एतत् दूर्गं यदि प्रवेष्टव्यं तर्हि तादृशः चोरमार्गः कश्चित् अस्ति इति तेन द्वारेण ते प्रविशन्ति स्म अनुक्षणं सा गृहं गत्वा पतिं वक्तुम् इच्छति किन्तु पतिः भोजने निरतः अस्ति अतः भोजने विघ्नः न कल्पनीयः इति सा किं कृतवति गृहे तत्र विद्यमान मुसलं आनयति तद् कन्नडभाषायां वनके इति वदामः तद् मुसलम् आनीय प्रविशन्तम् एकैकं अपि शत्रुं सा तत्रैव प्रहृत्य संहरति एवं बहूनां सैनिकानां संहारं कृतवती एवं संहृतानां शवानां तत्र राशिं कृतवती तावता तस्याः पतिः भोजनं कृत्वा बहिरागत्य पश्यति तत्र तावत् सैनिकानां मृतानां सैनिकानां शत्रुसैनिकानां राशिरेव आसीत् तद् दृष्ट्वा सः नितरां विस्मितः भवति अतः एतस्याः वनकेवोभव्वा तस्याः शौर्यं एवं प्रकिर्तितम् अद्यापि गीतद्वारा जनपदगीतेषु पुस्तकेषु पाठेषु तस्याः शौर्यं वयं गायामः कर्नाटके एकैकोऽपि बालकोऽपि जानाति तस्याः शोर्यविषये तादृशी अस्ति वनकेवोबव्वा